आम् अहं करोनासमये विडियो कान्फ़ेरन्सिङ्ग् उपयोगं करोमि स्म एतदर्थं जूम् तथा गूगुल् मीट् इति द्वयोः उपयोगं करोमि स्म सम्यक् एव आसीत् अस्माभिः विद्यालयः पिधानात् परम् अपि पाठं पठितुं ज्ञानं ग्रहीतुम् अवसरः प्राप्तः एतेन माध्यमेन गृहे स्थित्वा एव पाठस्य ग्रहणं भवितुम् अर्हति विद्यालयं प्रति गमनागमने किमपि सङ्गटम् अपि नैव दृश्यते एतादृशी अन्तर्जालीयपद्धतयः व्यवहारं करोमि चेत् विद्यालयं गमनागमनस्य धनस्य रक्षणं भवति तथा गृहे स्थित्वा कक्षां कृत्वा गृहस्य अन्यकार्याणि अपि कर्तुम् अवसरः मिलति एतादृशी अन्तर्जालीयपद्धती द्वारा यदि सर्वदा कक्षा आदि पाठग्रहणादि कुर्मः चेत् अस्माभिः विद्यालयस्य नियमाः विस्मर्यन्ते तथा कदा अन्तर्जालीयकक्षां कृत्वा अपि कञ्चन निद्रां अन्यकार्यं कुर्वन्ति इति मन्यते एतस्य अधिक उपयोगेन पाठस्य सम्यक्तया ज्ञानं नैव भवितुं शक्यते तथा अधिकव्यवहारेण नेत्रदोषः कर्णदोषः तथा स्मरणशक्तिः न्यूना च भवितुम् अर्हति